पूर्वस्मात् कालात् भिन्नः विचारः अधुना अस्माकं प्रपञ्चे इत्युक्ते तन्त्रज्ञानं टेक्नोलजि इति प्रसिद्धेन पदेन यः विचारः उच्यते तन्त्रज्ञानं तत्तु अस्माकं जीवने महत् स्थानं प्राप्तवत् अस्ति यतः इदानीं अस्माकं सम्भाषणमेव पश्यामश्चेत् प्रायः अस्माभिः उपयुज्यमानानि पदानि सर्वासु भाषासु समानानि भवन्ति इत्युक्ते तानि पदानि तन्त्रज्ञानेन सम्बद्धानि भवन्ति परिभाषापदानि इति वयं वदामः उदाहरणार्थं फ़ोन् इति वदामः एप् इति वदामः साफ़्ट्वेर् इति वदामः इमानि पदानि भाषा कस्याञ्चित् भाषायामेव सन्ति इति नास्ति न सन्ति एतेषां पदानाम् उपयोगः सर्वासु भाषासु भाषासु समानतया भवति इति अतः नाम अस्माकं जीवनस्य परिवर्तनं तन्त्रज्ञानेन कथं जातम् इत्येतद्विषयेव वदन्नस्मि अतः तन्त्रज्ञानम् अस्माकं जीवनस्य आधुनिककालस्य महान् विचारः अपि च पूर्वस्मात् कालात् भिन्नः विचारः इति मां प्रतिभाति ऐतिहासिकविषयाणाम् आधारेण मम प्रदेशे अहम् एतत् स्मरामि यदा मैसूरुराज्यं वस्तुतः कर्णाटकं मैसूरुराज्यम् इति पूर्वं ख्यातम् आसीत् मैसूरुराज्यं मैसूरु वडेयड् इत्येतेषां हस्तात् हैदरली इत्यस्य हस्तं प्रति गतं गतम् इत्युक्ते बलात् सः मैसूरुराज्यं गृहीतवान् तत् तस्य कालानन्तरं तस्य पुत्रः टिप्पुसुल्तान् इति कश्चन तस्य विषये महान् विवादः अधुनापि समाजे वर्तते केचन तम् अनुसरन्ति केचन तं विरुन्धन्ति यद्वा भवतु तेन कृतानि कार्याणि नाम दुष्टकार्याणि मम प्रदेशे विद्यमानेषु केषुचन जनेषु महान् परिणामं जनयितवन्तः तानि कार्याणि जनयितवन्ति नाम सः कानिचन देवस्थानानि नाशितवान् तेषां देवस्थानानां परितः तेषां देवस्थानानां कार्येषु ये रताः आसन् पूर्वं देवस्थानं परितः ये जीवनम् अकुर्वन् तेषां जीवनमेव नष्टं केचन ते मृताः अपि तन्नाम ते अनेन टिप्पुसुल्तान् इत्यनेन मारिताः अधुनापि अस्माकम् अधुना वर्तमानकाले अपि तेषां स्थितिः उत्तमतरा नास्ति दीपावलिपर्व ते न आचरन्ति एव किमर्थम् इत्युक्ते पूर्वस्मिन् कदाचित् काले टिप्पुसुल्तान् यदा आक्रमणं कृतवान् तदानीं दीपावलिपर्व प्रचलत् आसीत् तस्मिन्नेव दिने जनाः मृताः तत्स्मरणे अधुनापि दीपावलिपर्व नाचर्यते इत्यस्ति कथा